ह नमस्ते भवान् राजा महोदय कुशली एवम् आम् आं स्मरामि अहं लिखितवानपि हा हा हा वदतु ओ बहु सम्यक् हा

ह धन्यवादः हा

आं महोदय भवन्तः इदानीं कति जनाः सन्ति चत्वारः अस्तु भवता साकं गैड् अपेक्षितं वा मार्गदर्शनं कर्तुं नो चेत् वयं स्थानस्य यद् अस्ति तद् वाट्सप् द्वारा वा नो चेत् दूरवाणी द्वारा वदामः चेत् भवन्तः गच्छन्ति वा कथं

हा अस्तु तर्हि दिनद्वयं किल कीदृशस्थानानि द्रष्टुमिच्छन्ति भवन्तः नाम इदानीं बेङ्गलूरुनगरे तु द्रष्टं बहूनि सन्ति मन्दिराणि सन्ति उद्यानानि सन्ति नौकाविहारं कर्तुम् इच्छन्ति तदपि अस्ति कत्रापि रिसोर्ट् इव किञ्चित् समयं यापयितुम् इच्छन्ति चेत् तदपि कर्तुं शक्नुमः समीपस्थस्य किं नगरस्य समीपे किञ्चित् ल लघु लघुगिरयः अपि सन्ति तत्र किञ्चित् चारणं कुर्तं कर्तुम् इच्छन्ति चेत् तत्र प्रति नेतुं शक्नुमः अतः भवन्तः चिन्तयित्वा वदन्ति चेत् तदनुरीत्या वयं वदामः समीपेशिखरं सावनदुर्गम् इति अस्ति ऐतिहासिकम् अपि च तत्र मन्दिरमपि विद्यते लक्ष्मीनरसिंहस्वामी मन्दिरमस्ति तत्र हा तद् प्रायः षड्शतवर्षेभ्यः पूर्वमेव निर्मितं मन्दिरं पुरातनमस्ति बेङ्गलूर् निर्माता हा तत्र तत्र तु पद्भ्यामेव गन्तव्यं भवति शिखरस्य उपरि नाम यानम् इत्युक्ते कार यानस्य वयं व्यवस्थां कल्पयामः चिन्ता नास्ति तत्र वयं भवन्तः ए सि कार् इच्छन्ति चेत् वातानुकूलं कलितं कार् यनमपि दातुं शक्नुमः रामनगरम् इति तदपि किञ्चित् समीपे एव वर्तते तद् वैशिष्ट्यम् इति किमपि नास्ति पुरातनं पुनः तत्र एतद् हिन्दीचलच्चित्रस्य एतदपि तत्रैव भवत् शोले इति तदर्थं तद् किञ्चित् प्रसिद्धं वर्तते आमाम् आमाम् आं चित्रीकरणं तत्रैव कृतं हा नाम आमाम् अत्रैव कृतमस्ति आमां मार्गे बहवः देवालयः द्रष्टुं शक्नुमः वयं पुनः मागडि तत्र रङ्गनाथस्वामीदेवालयः अस्ति सोमेश्वरदेवालयः अस्ति इति सर्वे केम्पगौडा यः नृपः आसीत् बेङ्गलूरुनगरं यः निर्मातं निर्माणं कृतवान् तेनैव तद् सर्वं निर्मितं वर्तते

तदेव तस्य नाम्ना एव इदानीं तद् वायुस्थानकमपि अस्ति बेङ्गलूरुनगरस्य वृष्टिः तु नास्ति महोदय इदानीं तु घर्मः किल किञ्चित् घर्मः आरब्धः वृष्टिः नास्ति आम्

हा हा हा तथा तु न दृश्यते महोदय वृष्टिः तु न दृश्यते भो शक्यते आमाम् आं हा पञ्चवादने आगच्छन्तु अहं कार्यसमये भवामि आम् आम् आगच्छन्तु वयम् उपविश्य तत्र कुत्र कुत्र गन्तव्यम् इति आवलिं कुर्मः अस्तु अस्तु हा धन्यवादः स्वागतम्